मम समीपे पुरातनभावचित्राणि अपि सन्ति इदानीन्तनकालस्य भावचित्राणि अपि सन्ति भावुकता इति तत्रापि समानमेव अत्रापि समानमेव इति मम चिन्तनं क्या भावचित्राणि किमर्थं स्वीकुर्मः यदा वयं किमपि पश्यामः यदा वयं कदापि पश्यामः चेत् वयं तत्र स्मः इति स्मरणार्थं वा तादृशं यदि वयं यदि पश्यामः वयं तत्र गत्वा आगच्छामः तस्मिन् दिने वयं तत्र अस्य आस्म इति तादृशी चिन्ता भविष्यति तादृशं वयं चिन्तयामः बहु आनन्तरम् अनुभवामः तादृशं सम्यक् डिजिटल् इत्युक्ते तदा क्वालिटि सर्वं बहु टेक्नालजि तावद् अग्रे इत्युक्ते तावद् इतोऽपि कुर्वन्तः आसन् तता किमपि नासीत् इदानीं तु टेक्नालजि बहु अग्रे गतम् अस्ति भवान् यद् किमपि भवान् तत्र अस्ति वा नास्ति वा तत् चिन्ता नास्ति किन्तु तत्र भवान् अस्ति इति दर्शयितुं तादृशी ए ऐ आगतम् अस्ति तादृशं टेक्नालजि अग्रे गतमस्ति किम् अतः तद् भेदः इति मह्यं किमपि न दृश्यते तथापि चित्राणि तु आवश्यकानि एव यदि वयं भावचित्राणि स्वीकुर्मः तदा अस्माकं किमपि भावः भविष्यति तदा पुरातनचित्रेषु अधिकं भावुकता भवति इति इत्युक्ते अस्माकं बान्धवाः बान्धवाः सर्वे भवन्ति किल तद् दृष्ट्वा एतादृशः आसीत् इदानीं नास्ति इत्युक्ते तदा पूर्वं कथम् आसीद् इत्युक्ते कुटुम्बजनाः मिलित्वा एकत्रैव वसन्ति स्म इदानींतनकाले तु माता पिता वा पुत्रः पुत्राः तावदेव अतः पूर्वतनस्य काले तु माता पिता पितामही पितामहः सर्वे मिलित्वा एकत्रैव वसन्ति स्म तदा किमपि भावचित्रस्य आवश्यकता तादृशी किमपि नास्ति न आसीत् इदानीन्तनकाले तु यदि वयं यत्र कुत्रापि समारम्भार्थं गच्छामः तदा तत्र गत्वा तत्र गच्छामः तदा मिलामः सर्वे मिलित्वा भोजनं कुर्मः सर्वे मिलित्वा सम्भाषणं कुर्मः अस्तु अस्माकमपि समाप्तम् इति तत्र तत्रैव वा वा इति उक्त्वा गृहम् आगच्छामः तादृशः कालः अस्ति इदानींतनकालः तु तादृशः एव अस्ति अतः भावचित्रं तदा भावुकथ्या इति आसीत् इदानीं तन नास्ति इदानीं इदानीं पुनः वयं मिलित्वा न भवामः इति कारणेन भावचित्रं श्वीकुर्वन्ति तदा तु यद् तदेव एकः आनन्दः एव आसीत् तदा एकं भावचित्रम् इत्युक्ते बहु सम्यक् सर्वे मिलित्वा एकत्र भवामः तद् बहु सम्यक् दृश्यते इति आसीत् किन्तु अद्यतनकाले तु भिन्नभिन्नस्थानेषु वसन्ति तद् किमपि तावत् एफ़ेक्ट् न भवति इति अहं मन्ये मन्ये पुनः तस्य विषये अधिकं किमपि नास्ति सः विषयद्वयमपि समानम् एव इति मह्यं भासते